यदा अहं षट् वर्षीया षट् वा सप्तवर्षीया आसं तत्समये यदा मम पितुः गणेशमूर्तिः मृत्तिका मृत्तिकायाः गणेशमूर्तिम् एतद् गणेशोत्सवससमये करोति खिल तद् समये तस् तस्य समीपे उपविश्य अहमपि किञ्चित् मृत्तिकां स्वीकृत्य एकं गणेशमूर्तिं कृतवती तद् दृष्ट्वा तद् प्रथमप्रयत्नमेव मम तद् उत्तमप्रयत्नमासीत् मम तद् दृष्ट्वा मम पितुः ओ भवती अपि कर्तुं शक्यते एत उत्तमरीत्या कृतवती तत् त्वं तत्तं शुष्कं कृत्वा तस्य कृते वर्णं लेपयतु तत्र स्थापयतु इति उक्तवान् तद् मम प्रथमं मृत्तिकामूर्तिः इदानीमपि मम समीपे अस्ति तद् मम प्रथमप्रयत्नः तद्विषये मम पितुः भवान् भवती अपि एतद् विषये प्रशिक्षणं प्राप्य प्रशिक्षणं प्राप्य प्रशिक्षणं प्राप्यतु इति उक्तवान् मम बान्धवाः मम अग्रजः मम बान्धवाः मम मित्राः सर्वे तदपि उक्तवन्तः तद् मम कृते एव बहू गर्वस्य विषयः